अहम् एकं छायाग्रहणं छायाग्रहणकं स्वीकृतवान् अस्मि तत् केनोन् सेवेन् हण्ड्रेड् डी इति वर्तते तस्य नाम मया प्रायः तत् अधुना स्वीकृत्य सप्तवत्सरेभ्यः उपयुज्जमानं वर्तते तत् छायाग्राहकम् एवं सम्यक् वर्तते यत् सप्तवत्सराणि अतीतानि चेत् अपि तत्र कश्चन लोपः नास्ति तत्र चि चित्राणि बहु सम्यक् आयान्ति अपि च मेन्युवल् कन्ट्रोल्स् तस्मिन् चित्रग्राहके बहु सन्ति येन मया स्वयं यथा मह्यं चित्रम् अपेक्षते तथा अहं स्वीकर्तुं शक्नोमि तत्र तत् चित्रं रात्रिवेलासु अधिक अन्धकारे अधिकान्धकारेऽपि चित्राणि सम्यक् स्वीकरोतीति तत्र माहात्म्यं वर्तते तस्य अपि च तत्र एवं रीत्या नाम बहूनि उपकरणानि तस्य कृते नाम लेन्स् इत्यादीनि बहूनि वर्तन्ते येन बहुविधः चित्राणां ग्रहणं स्वीकर्तुं शक्यते अतः इदं वस्तुसम्यक् वर्तते